नमो नमः न महोदय अहम् अत्र भवन्तः तत्र मृगालये आगता आगच्छति आग आगच्छामि इदानीं तत्र मृगालये सर्वोत् पश्य तत्र मृगाः बहवः सन्ति खलु तेभ्यः रक्ष् रक्षणविषये अत्र अहं ज्ञातुम् इच्छामि कथम् आम् आं महोदय तत्र आम् आम् आम् इदानीं तत्र सैबीरियन् टैगर्स् इति अस्ति खलु तेभ्यः कथं तत्र तेभ्यः तत्र शीतम् उष्णं तत् तादृश कथं भवान् पश्यति तेभ्यः समीचीनम् एकम् आम् आम् आम् आं सत्यं सत्यं तदेव पृच्छामि अस्माकं तत्र शीतोष्णं हा आम्

एवम् आम् आम् ओ एवं वा ओ एवम् एवम् ओ तत्र पालकाः तत्र तेभ्यः किमपि विशिष्य ट्रेनिङ्ग् अस्ति वा तत्र ए एतादृशं करणीयम् एतत् सर्वं करणीयम् इति कथं हा कथं आम् एवम् आं सत्यं सत्यं आम् आम् आम् आम् आमां महोदय

एवं वा तत्र सर् सर्वकारस्य बहु साहाय्यम् आवश्यकम् अपेक्षितं खलु आम् आम् एवं हा तत्र फ़ण्ड्स् अपि अस्ति वा महोदय एतादृशं सर्वं कथं तत् बहु तत्र धन धनस्य आवश्यकं खलु

आम् ददाति अस्तु आम् आं महोदय अत्र एव वयं द्रष्टुं शक्यते एतादृशसर्वोत्कृष्टमृगाः अस्मिन् मृगालये एव वयं द्रष्टुं शक्यन्ते तत्र बहु सन्तोषः भवति बालानां तु बहु ते सन्तोषेण तत्र आगच्छन्ति क्रीडन्ति अपि आम् एवम् आम् आं सत्यमेव आम् आम् आम् आं सा सम्यगेव वने वने एव तेभ्यः सन्तोषः भवति अत्र तु स्थापयित्वा अस्मा अस्माभिः एव सन्तोषः भवति एवं तस्य तस्य आम् आम् आम् आं तत् तद् तद् तद् उपरि अपि वयं चेष्टाः कुर्मः खलु तद् वानरस्य वानरः इति न वक्तुं शक्यते तद् उपरि अपि वयं आं तत् सर्वं सम्यक् आमां सत्यं महोदय जनाः आं धन्यवादः